हलो हरिः ओम् हा वदतु आम् अद् आमां सत्यं भगिनि

समीचीनम् अस्तु पृच्छतु अस्ति चेत् आं वदामि नो चेत् नास्ति वदामि हा हा आ तत्तु लभ्यते एव आमां हा आं तदपि अस्ति भगिनि नो प्रोब्लम् आम् अस्ति आं नास्ति नास्ति आङ्ग्लभाषायां नास्ति कन्नडदुवाद् अस्ति

आं सत्यम् आम् आम् लघु लघु शतश्लोकी खलु तद् किं किमवश्यम्

तद् नास्ति भगिनि

सुन्दरकाण्डमेकमस्ति सुन्दरकाण्डमेकमस्ति अन्यद् आनेतव्यम् आगामिनी मासे आम्

हा तद् पश्यामः अग्रे अग्रे किमवश्यं

समीचीनं समी आम् आम् आं ददामि ददामि ओ येस् दीयते इतः दीयते हा तदपि अस्ति तदपि अव् श्क्यते हा

आमां हा विष्णुशर्मस्य पञ्चतत्रपुस्तकानि भवन्ति भव आम् आम् आं सत्यं अस्तु तद् हा लभ्यते लभ्यते आं हा हा हाम् अस्ति ओ येस् ओ येस्

आवश्यकम् वेद् वेदवेदान्तमस्ति उपनिषदः सन्ति

पठित्वा पठित्वा अर्थं भवति पठतु एकवारम् आम् आम् अस्तु धन्यवादः